एलेक्षन् काले मतदानसमये बहूनां बहुविधकष्टानि भवन्ति मम एतादृशानि कष्टानि सन्ति सर्वे आगच्छन्ति अस्माकं दलाय पार्टी इत्युच्यते अस्माकं दलाय मतदानं करोतु इति वदन्ति सर्वेऽपि आगच्छन्ति तदेव वदन्ति तत्र आधुनिककाले कः उत्तमः नायकः कः उत्तमः नेता कः उत्तमः प्रतिनिधिः इति ज्ञातुं कष्टमेव अस्ति यतः बहवः तत्र नेतारः इति उच्यन्ते ते एकस्मात् दलात् अन्यद्दलं गच्छन्ति झटिति झटिति एव एकस्मिन्नेव वर्षे त्र दलत्रये तत्र गच्छन्ति तर्हि तादृशानां त तेषु विश्वासः कथं कर्तव्यः कथं मतदानं कर्तव्यं किन्तु प्रजास्वाम्ये मतदानं तु कर्तव्यमेव तत्रापि विषेशतः अस्माकं अभिप्रायः एवमस्ति मतदानेन विना वयं किमपि कर्तुं न शक्नुमः अतः अपि च केचन आगत्य धनस्य धनमपि दास्यन्ति किमपि पेयं मद्यादिकमपि दास्यन्ति तस्य निराकारः अपि कर्तव्यः केचन स्वीकुर्वन्ति एव तत्र चिन्ता नास्ति ते तु अमायकाः ते किमपि न जानन्ति ये स्वीकुर्वन्ति ते अमायकाः अतः तस्य अत्यन्तं मृदु वा मृदुवाचा निराकर्तव्यः एवं किञ्चित् भवति एषा व्यवस्था सुव्यवस्था भवेदेव इति मम अभिप्रायः